कृषिकार्यस्य कृते अनेकानि यन्त्राणि अस्मिन् समये अस्मिन् समये आगतं सन्ति आगतानि सन्ति तत्र बहवः यन्त्राणि सर्वदा व्रीहिकर्तनयन्त्राणि पुनः चणककर्तनयन्त्राणि पुनः स् इक्षूकर्तनयन्त्राणि आगतानि सन्ति पुनः बहूनि यन्त्राणि कृषिकार्यं कृषिकार्यस्य कृते उपयुज्यन्ते अस्मिन् अस्मिन् समये पुनः कृषिकार्यस्य कृते अनेकानि नूतनविनूतनयन्त्राणि कृषिकार्यार्थं अस्मिन् समये आगतानि सन्ति बहवः विज्ञानिनः तानि यन्त्रान् यन्त्राणि निर्म निर्मातुं बहुधा श्रमं कृत्वा निर् निर्माणं कृतवन्तः तानि यन्त्राणि बहु बहु उपयोगः उपयोगं कृषिकाः कृषिकाणां कृते भवति इक्षुकर्तनम् यन्त्रम् इक्षुकर्तनविषये सहायं करोति चणककर्तनयन्त्रं चणककर्तनविषये सहायं करोति पुनः व्रीहिकर्तनयन्त्रं व्रीहिकट् कर्तनं कृत्वा तत् यत् पर्णं भवति तत् प्रत्येकं स्थापयित्वा गच्छति एवम् अनेकानि यन्त्राणि अपि आगत्य तान् कृषिकार्यविषये सहायं कुर्वन्तः सन्ति विज्ञानिनः तानि यन्त्राणि निर्मा निर्माय तानि यन्त्रं यन्त्राणि निर्माय बहुधा श्रमं कृत्वा निर्माय सहायं सहायं कृतवन्तः धन्यवाद